ह मम नाम शशाङ्कः अस्माभिः अजय ट्रावल्स् इति एकं ट्रावल् कम्पनि अस्ति अस्माकम् भवतः नाम प्रायः दिव्यांशः इति मन्ये अहम् अन्तर्जाले भवतः प्रोफ़ैल् इत्यादिकं दृष्टवान् भवतः ट्रावल् इति भवतः प्रायः इदानीं छात्रः भवते कुत्रापि गन्तव्यमस्तीति मया ज्ञातम् अन्तर्जाले मया अन्तर्जाले मया दृष्टं तथा कुत्र गन्तव्यमिति जानामि वा अहम् कुत्र गन्तुमिच्छन्ति भवन्तः अटनाय आम् आ ह तत्र कति जनाः गन्तुमिच्छन्ति तत्र हा ओ षड् जनाः इत्युक्ते भवतः कृते एस् यु वि अपेक्षितमिति मन्ये अतः कर्नाटकतः तत् तावत् पर्यन्तं प्रायः द्विसहस्राधिकाः क्रोषाः किलोमीटर् भवन्तीति मन्ये तावत् दूरं गन्तुं प्रायः एस् यु वि कृते भवतः एकसप्ताहः अपेक्षते इतः गन्तुम् मध्ये ये ये रात्रौ यत्र यत्र भवतः होटल् इत्यादिषु निवासः करणीयः तत् सर्वमपि पूर्वमेव बुक् क्रियते अस्माभिः हा तेन सप्तदिनात्मकं गन्तव्यं तत्र शिम्लामध्ये गैड् टूरिसं वा अथवा नो चेत् किमपि तत्र कार्यक्रममस्ति वा हा तत्र किं किं द्रष्टव्यमिति एकवारं यदि भवान् वट्सप् करोति चेत् मह्यम् अहं दृष्ट्वा तत्र कति कियत् धनं तत्र व्ययीकरणीयमिति भवतः तस्य पार्श्वे अटनस्थलस्य पार्श्वे कुत्र भवतः व्यवस्था करणीया इति चिन्तयामि अहम् हा यदि ए ए एकवारं तत् प्रेषयति चेत् अनन्तरञ्च एकं गमनागमनस्य कृते भवतः अस्माभिः एव एकः ड्रैवर् अपेक्षितः वा नो चेत् कार् सेल्फ़् ड्रैविङ्ग् कृते अपेक्षितं वा हा यदि कारेव अपेक्षते चेत् आदौ एव भवद्भिः प्रायः पञ्चाशत्सहस्रं डेपसिट् कर्तव्यं भवति अनन्तरं पुनः आधार कार्ड् इत्यादिकं पान् इत्यादिकं यत् प्रूफ़् भवन्ति ते दास्यन्ति चेत् ततः परं वयं दातुं शक्नुमः आम् एकवारं भवन्तः वट्सप् कुर्वन्ति चेत् पश्यामः हा